मन्दिरेषु बहूनि शिल्पानि विग्रहरूपेण देवतास्वरूपं निर्माणं कृत्वा संस्थाप्य तस्य कृते पूजादिकं कृत्वा पालयन्तः सन्ति भारतदेशे तत्र एकः शिल्पः समीचीनशिलां स्वीकृत्य तत् शिलां स्त्री वा पु पुरुषशिला वा नपुंसकशिला वा इति समीक्ष्य परिशोधनं कृत्वा एव तत्र तस्य आयुधानि स्वीकृत्य तत् शिलामध्ये देवतास्वरूपं यः आचार्यः आचार्येण यदुक्तं तादृशध्यानस्वरूपे एकः समीचीनं देवतारूपं निर्माणं करु कुर्वन्तः सन्ति भारतीयाः तत् स्वरूपं किमर्थमित्युक्ते अस्माकं मानवजनाः सम्यक् तत् केन्द्रीकृत्य अस्माकं बुद्धिः मनः अस्माकं किं किमस्ति कुण्डलिनी इत्यादिशक्तिषु विद्यमाना सिद्धिः कुत्रापि एकं भिन्नम् एकः स्वरूपे एव तत् केन्द्रीकरणं कर्तुं शक्नुवः शक्नुवन्ति अतः तत् कर्तुमेव मन्दिरेषु अस्माभिः किं स्थाप्यते एतादृशं विग्रहाणि स्ता संस्थाप्य पूजादिकं कृत्वा तस्य चैतन्यवर्धनादिकं कृत्वा तद् मध्ये अस्माकं श्रद्धा अस्माकं बुद्धिः तत्र तद् बुग् विग्रहे अस्माभिः स्थापयन्ति अतः तत् तदनन्तरं तत् स्थापनं वशः स्थापयित्वा अस्माभिः तत्र एकाग्ररूपेण पूजादिकं कुर्वन्तः सन्ति तत्र प्रधानेषु यत् आदिशक्तिः अनन्तरं रामः कृष्णः विष्णुः इत्यादिदेवतानां स्वरूपमेव अस्माभिः स्वीकुर्वन्ति स्वीकुर्वन्ति इत्युक्ते तदेव निर्माणं कुर्वन्ति अतः एवं स्तोन् एवं शिलामध्ये एकम् तस्य निपुणता एव शिल्पकः दर्शयति